ओ हो हो इदम् इदं वा हा इदं बहु सुन्दरं पुष्पं खलु आम् हा हा एतस्य नाम अस्ति कमलपुष्पम् एतत् श्वेतवर्णीयकमलपुष्पमस्ति अस्य विशेषता इदम् इदम् कदापि भवति इदं कुत्रापि रोपितं रोपयितुं शक्नोति तत् सर्वदा एवमेव सुन्दरमेव तिष्ठति अन्यत्र अन्यत्र न लभते एतत् न्यूनं वर्तते सर्व सर्वत्र न भवति तर्हि इदं सर्वदा भवति सर्वदा भवती दशवर्षं दशवर्षम् एतस्य कालाविधिः अस्ति वर्तते वर्तते किन्तु बहू न्यूनमस्ति एतत् एतस्य पञ्चशतरूप्यकाणि एकस्य कृते हा बहू न्यूनमस्ति खलु तदर्थम्

हा हा स्वीकरोतु स्वीकरोतु हा अत्रैव लभते तद् स्वीकरोतु हा हा भवती मम सङ्खां मम दूरवाणीं कर्तुमिच्छति तर्हि हा हा अस्ति ददामि अहं ददामि धन्यवादः हा